भवतां पाकशालात् एव अस्माभिः प्रायशः मासे द्वित्रि वारं एतदेव वस्तुविशेषं भोज्यपदार्थं आर्डर् कुर्मः प्रतिवारं सम्यकेव आगच्छति इति मत्वा अस्मिन् पर्याये अपि तथैव रुचिकरं भवति इति मत्वा अहम् आर्डर् कृतवान् परन्तु यथा अस्य दशा स्थितिगतिं दृष्टवान् प्रायः भाति ह्यस्तनमेव प्रेषितवान् इति यथा भवन्तः नाम अर्जितवन्तः तद्वत् किञ्चित् गुणवत्ताविषये अपि किञ्चित् आग्रहं कुर्वन्ति चेत् कश्चन बलं भवति इति चिन्तयामि यतोहि एतादृशक्रियाकलापेन भवतां काचित् नामोपि गच्छेत् अतः किञ्चित् गुणयुक्तं एवं च रुचियुक्तं भोजनं प्रेषयन्तु अन्यथा धनस्यापि मानस्यापि हानिः भविष्यति एतद् भवतु नाम परन्तु मह्यं किञ्चित् धनमपि यद्धनं मया पूरितं यदर्थं तद्धनमपि प्रत्यर्पयन्तु अहम् इतः परं प्रायः अत्र न स्वीकर्तुमिच्छा अस्ति मम अतः धनं प्रति प्रेषयन्तु इति